नमस्ते मम नाम गायत्री अहं शोलिङ्ग नर्लूर् जिल्ला मध्ये वासं करोमि मम परिवारस्य समीपं काञ्चीपुरं गन्तुम् अहं कारयानस्य आज्ञां स्थापितवती भवतः एजेन्सि मध्ये स्थापितवती वयं विंशतिनिमेषतः निमेषतः विरा निवासं क कुर्मः परन्तु कार् यानं न आगतम् अहं चालकम् आह्वयम् आह्वयम् आह्वयामि चालकः ना भा म न उत्तरम् उत्तरं वदति अतः अहम् इदं पा प्रयाणं निरसनं करोमि कृपया निरसनस्य आज्ञां प्र प्रेषयतु धन्यवादः